आं सत्यम् अहं नगरप्रवेशे प्रदेशे एव वसन्नस्मि तथापि नगरप्रदेशे भवितुं मम इच्छा नास्ति यतः तत्र कारणानि इत्थं सन्ति एकं तु अत्र नगरप्रदेशे प्रशान्तता नोपलभ्यते तत्र कारणं वाहनानां वाहनानामेव किं सञ्चारः भवति तेषां ध्वनिः एव अत्र अस्माकं प्रशान्ततायां प्रतिकूलजनकानि भवन्ति तस्मात् मया नगरेषु वसितुं न इष्यते अपि च अत्र आतपः अत्यन्तं महान् वर्तते कुत्रापि वृक्षाः न सन्ति इति कृत्वा वृक्षाणाम् अधः भूत्वा विश्रान्तिं स्वीकर्तुमपि न शक्यते तस्मात् अपि कारणात् अयं नगरप्रदेशः मम इष्टः न ग्रामेषु तावत् किञ्चित् प्रशान्तिः लभ्यते अपि च मनश्शान्तिः लभ्यते इति कृत्वा मया तत्रैव भवितुम् इष्यते